उत्सवेषु अहं यथोत्सवं खाद्यानि पचामि यथा होलिकापूर्णिमायां पूर्णयुक्तं पोलिकां पूर्णायुक्तां पोलिकां पचामि तथैव दीपावल्यां गुलाब्जामुन् इत्यादिकं मधुरं पचामि इतोऽपि उगाद्यां तावत् सुपिष्टकम् अन्यत् किञ्चित् किञ्चित् पचामि तदनन्तरं दसरायां तावत् दशषु अपि दिनेषु एकैकस्मिन् दिने पायसम् एकैकस्मिन् दिने मधुरम् अपरस्मिन् दिने गुलाबजामुन् अपरऽस्मिन् दिने सोन्पापडी अन्यस्मिन् दिने अन्यत् किञ्चित् भक्ष्यं भज्जीत्यादिकम् अथवा तत्र लवणयुक्त लवणयुक्तानि खाद्यानि लेह्यानि पेयानि भोज्यानि भक्ष्याणि इत्येवं रीत्या दसरा दिने मया पच्यते इत्येवं रीत्या अहम् उत्सवेषु खाद्यानि पचामि